हरि ओम् आम् श्रूयत् श्रूयते अहम् एतत् इन्टेर्नेट् कनेक्षन् दातुं उम्म् फोन् कृतवान् आम् आ भ भवत् भवतां कृते आ आम् कुत्र कुत्र अवश्यकम् आसीत् आम् आम् आमाम् आम् तथैव तथैव तथैव

हा कति कतिकत् कति मासस्य आवश्यकं वा एतत् वर्षस्य वा वर्षस्य इत्युक्ते प्र प्रायः त्रिसहस्रं भवति तत्तू त्रिसहस्रम् हा त्रिसहस्रम् आ एतत् वर्षस्य एकवर्षस्य भवति त्रिसहस्रं भवति मासस्य भवति चेत् किञ्चित् न्यूनं भवति तत्तू ऊ प्रायः त्रिशतं वा भवतु चतुश्शतं वा वा किञ्चित् आ एतत् आ एक जीबि द्विजीबि हा तथा कर्तुं शक्यते खलु तद् तदस्ति आ आम् आ तत्तु न्यूनं कर्तुं तत् तत्तु एतत् न्यूनं कर्तुं किमर्थम् इत्युक्ते वयं न कुर्मः खलु ते एतत् कम्पनि इत्यादिकं आ कुर्वन्ति कम्पनि जनाः तदर्थं तत्तु तथा कर्तुं न शक्यते प्रा आ प्रायः विंशति रूप्यकाणि किञ्चित् न्यूनं करोमि ए किमर्थम् इत्युक्ते मम भवतां वयम् एतत् आत्मीयजनाः खलु तदर्थं किञ्चित् न्यूनं करोमि इति

तत्र कुत्र कुत्र आवश्यकम् इति वदतु तत्र कुत्र कुत्र अवश्यकं भव आफीस् कृते आवश्यकं वा एक् एकमस्ति आम् आ तत् तत् तत् मिलित्वा तत् तत् आफीस् तथा गृहं मिलित्वा तत्तु एतत् त्रिसहस्ररूप्यकाणि कर्तुं शक्यते खलु किञ्चित् आम् किञ्चित् न्यूनं वा भवतु किञ्चित् अधिकं वा भवतु कुर्मः हा अस्तु अस्तु तत्तु एकं एकवर्षस्य खलु तत् तत् तद्विषये चिन्ता मास्तु तदहं करोमि सम्यक्तया इण्टेर्नेट् जालं उम् प्रेषयामि तद्विषये समीचीनं भवेत् एतत् समीचीनं समीचीनं करोमि समीचीनतया करोमि एव चिन्तामास्तु आ आ अहम् उम्म् तत् किम् किमुच्यते आं श्वः एव आगन्तुं शक्यते श्वः चेत् श्वः एव अस्तु अस्तु अस्तु आगच्छामि तत् तत्तु एकं दिनं तत्र द्रषृम् आगन्तव्यम् तथा अनन्तरमपि तत् कीयत् दूराणि आवश्यकानि केबल् इत्यादिकम् तत् द्रष्टव्यं खलु तत् द्रष्टव्यं खलु